हरिः ओं अहम कुमारः अस्मि अहं रश्गोलकं कथं निर्माणं करोमि इति विचिन्त्य अहं रसगोलकं खादन् अस्मि निर्मातुं निर्माणं कुर्वन् अस्मि निर्मा निर्माणस्य कृते किं किम् अपेक्षते किं किम् नापेक्षते इति सर्वम् अहं लिस्ट् लिश्ट् कृत्वा एव अहं सर्वाणि वस्तूनि स्वीकृत्य आगतवान् पुनः किं करणीयं किं न करणीयम् इति विचिन्त्य अहं कथं सर्करं जलं एक् एकं एकं स्थालिकायाम् उपयुज्य मिश्रितं कुर्वन्

करोमि अनन्तरम् अहं रशगोलकं रशगोलकं कृते चीनि चीनि मधुरम् उपयुज्य सम्यक् रूपेण पाकयामि तदनन्तरं मम रषगोलकं निर्माणं भवति